महोदय नमस्कारः अहं रवीन्द्रः योगाचार्यः गिरिनगरे अस्तु महोदय अस्तु महोदय अस्तु महोदय एकविषयम् अस्माकं जीवनशैल्यां अधः उपविश्य उत्थापनम् एतत्सर्वं भूयात् इतः पूर्वं तत्कारणेन अस्माकं विषये एकम् अभ्यासमास् आसीत् भारम् इत्युक्ते किमपि बकिट् वा पाकपात्राणि वा किमपि यदि उत्थापनसमये पश्यन्तु उत्थापनसमये सर्वमांस न न न न न यदा किमपि वयं उत्तामः उत्थापयामः तदा अस्माकं शरीरे किञ्चित् मर्दनं भवति मर्दनं भवति सर्वदिशायां पातन चालयामः पादं वा हस्तं वा शिरः वा कटिं तादृशं भवति चेत् सुद्दृढं भवति कृषिकं पश्यन्तु आ कार्मिकं पश्यन्तु तादृशं तेन कृते ये यत् सुलभानि भवति अन्ये एकं एतद् मिल्ट्रि जनाः सन्ति वा पोलिस् मिल्ट्रिजनाः साधारणसमये तेन कृते एकं वृत्तिं ददाति तद् कार्यं ददाति तत् किं एतद् वृक्षम् अत्र स्थापयतु अत्र एकवृक्षं स्थापयतु एतत् मृत्तिकां स्वीकृत्य तद् वृक्षसमीपे स्थापयन्तु सर्वाणि जलमानयन्तु तादृशं कार्यं कुर्वन्ति किममि तद् शरीरं सर्वदा सिद्धं भवितव्यमिति किन्तु एतत्काले एतत्काले हा ईद इदानीम् एतत्काले तादृशकार्याणि न केवलं पुरतः दृष्ट्वा तिष्टव्यं नो चेत् एकस्मिन् एकस्मिन् मध्ये एव वयं विधिं स्वीक स्वीकुर्मः लेखनं वा किमपि सङ्गणकयन्त्रं वा तत् कारणेन तत् कारणेन शरीरं मध्ये फ़िक्सिबिलिटि इति वदति वा तद् समतुल्यं न भवति तत् कारणेन फ़्लेक्सिबिलिटि फ़्लेक्सिबिलिटि न भवति आम् आं तादृशमस्ति यद् किञ्चित् सर्वदिशायां चालनं कृत्वा अस्माकं यदि व्यायामं करोति चेत् बेलन्स् भवति तदेव यदि अन्येपि अन्यः करोति चेत् कारयति चेत् फ़िसियोतेरपि वदन्ति यदि वयमेव करोति चेत् व्यायामः भवति आं चिकित्सकव्यायामं सह व्यायामं सह यदि श्वासं स्विकरणीयं निष्कासनीयम् एतदपि प्रवेशं करोति चेत् सहेन तद्योगः भवति श्वासयुक्तव्यायामः योगव्यायामः भवति तद् श्वासयुक्तव्यायामः योगव्यायामः भवति तदपि एकस् एकस्मिन् स्थितियां किञ्चित् कालपर्यन्तं यदि तिष्ठति चेत् तद् आसनं भवति भवतः समस्या कृते अस्माकं कृते एकसिलबस् अस्ति कटिव्यायामः सन्धिव्यायामः यदि भवान् आगच्छति चेत् अहं सूचयामि तद् उपयोगं भवति भवतः कृते धन्यवादः